गत वर्षे मया मन्मित्रेण मयङ्केन सह तिरुपतितः उत्कलराज्यस्य भुवनेश्वर क्षेत्रस्य लिङ्गराज मन्दिरं प्रति दर्शनार्थं गतं लिङ्गराज मन्दिरस्य दर्शन समये अस्माभिः बहवः विचित्राः दृष्टाः तत्र विचित्रेषु दृष्येषु लिङ्गराजस्य लिङ्गं दृष्टं तथैव भगवतः दर्शनानन्तरं मातुः अन्नपूर्णायाः दर्शनं अस्माभिः कृतं मातुः दर्शनानन्तरं मन्दिरात् निर्गमन समये मार्गे अस्माभिः एकः विशालः सर्पः दृष्टः परन्तु सर्पदर्शनं त्यक्त्वा अस्माभिः शीघ्रमेव ततः पलयिता एवं मन्दिरात् निर्गमनानन्तरं अनन्तवासुदेवस्य मन्दिरे अस्माभिः महाप्रसादस्य सेवनं कृतं महाप्रसाद ग्रहाणानन्तरं पुनः स्वगृहं प्रति अस्माभिः प्रत्यागतम्